ऋतुस्रावविषये ये विधयः विहिताः सन्ति तत्समये महिलाभिः आचर्यमाणाः विधयः के भवन्ति इति महिलाभिः सर्वथा ज्ञातव्याः एव यतः एते च स्वास्थ्यविचाराः भवन्ति अस्मिन् विषये सर्वा सर्वाभिः महिलाभिः अवधानं दातव्यं भवति एवं च तस्मिन् काले शुद्धतया भवेत् तद्वद् अस्माकं समुदाये अथवा अस्माकं प्रदेशे च केचन विधयः विहिताः सन्ति तद्यथा तस्मिन् काले महिलानां रक्तस्राववशात् तत्र कार्याणि न कर्तव्यानि तदा च महिलाभिः एकत्र उपविश्य विश्रान्तिः स्वीकर्तव्या इत्यादिः इत्यादि नियमाः विहिताः एवं देवतादिपूजा देवतादिपूजा आदिकं न कर्तव्यं एवं देवालयः न गम्यते एवं यज्ञयागादिषु च भागं न गृह्णीमः तथा अनेके विचाराः तत्र वर्तन्ते इत्थं च एते च नियमाः कुतः कृताः इति पृष्टे तस्मिन् काले तस्य स्वास्थ्यस्य रक्षणार्थमेव कानि अपि कार्याणि न कर्तव्यानि इत्यादिविचाराः उक्ताः अत्र के बहुधा विधः विवा विवादस्तु श्रूयते एव तथापि आयुर्वेदशास्त्रे तस्मिन् काले स्नानादिकं न कर्तव्यमिति विहितं तथापि गृहीयाः अथवा समुदायजनानां अभिप्रायस्तु तस्मिन् काले शिरस्नानादिकं कर्तव्यम् इत्यादि एवं च नियमाः विहिताः वर्तन्ते